आधुनिककाले रामायणमहाभारतानां प्रस्तुतता का इति एव वस्तुतः एषा प्रश्नस्य विषयः एव नास्ति रामायणमहाभारतम् उभयमपि तत्र सर्वकालिकः अस्ति रामायणे तत् भगवान् श्रीरामस्य एकवचनम् एकपत्नीव्रतः तर्हि राजा कथं भवतु पुरुषोत्तम इति वयं वदामः तं तर्हि तस्य आदर्शराजा आदर्शराज्यं रामराज्यम् इति इदानीमपि वयं वदामः यदि महात्मागान्दीमहोदयेन अपि अस्माकं राष्ट्रस्य कृते रामराज्यम् इति सङ्कल्पना योजिता आसीत् तर्हि रामायणस्य समग्रं समाजं समग्रं यत् अस्ति तत् आदर्शम् इति अस्माकं कृते आदर्शं राज्यम् आदर्शं राजा आदर्शभ्राता लक्ष्मणः तस्य भ्राता आदर्शभ्राता तस्य अन्यबन्धुद्वयं ते अपि आदर्शभ्राता आदर्शपत्नी आदर्शसेवकः हनुमानः तादृशं समग्रं आदर्शस्य तत्र रामायणे तत्र योजितमस्ति महाभारतं यदस्ति तत्र इदानीं महाभारते तत्र बन्धूनां कलहं इति जनाः वदन्ति किन्तु तदा महाभारतपि सार्वकालिकः अस्ति इदानीमपि अस्माकं गृहे अपि वयं वदामः एकस्य भ्राता अन्यभाता भगिन्याश्च अत्र मध्ये मतभेदः अस्ति मनोभेदः अपि भवति तर्हि इदानीं महाभारतमध्ये यत् भगवान् श्रीकृष्णेन यत् नीतिः अनुसरणं अनुसृत्य तेन पाण्डवानां जयः अभवत् सा नीतिः अस्माभिः इदानीम् अधीतव्या